आधुनिककालस्य मनोरञ्जनकलायाः पारम्परिकस्याः कलाश्च भेदः अस्ति एव कीदृशः इत्युक्ते वेशभूषणे मनोभावं कथा सङ्गीतं एतेषु परिवर्तनम् अस्ति किमपि न कर्तुं शक्यते किम् इत्युक्ते परिवर्तनम् अनिवार्यः भवति अतः सर्वे कलाः किञ्चित् किञ्चित् परिवर्तनं परिवर्तनं भवति एव